नमस्कारः परह्यः भवतः आपणात् काचस्य चषकम् अहं क्रीतवान् परन्तु यदा आवरकम् उन्मोच्य दृष्टवान् तदा सः चषकः भग्नः आसीत् यतः भवतः प्याकेजिङ्ग् न सम्यक् कृतमासीत् अतः चषकः भग्न तस्मात् कृपया भवान् एतस्य परिवर्तनं करोतु अथवा धनं प्रत्यर्पयतु